मम शास्त्रं वर्तते व्याकरणम् तत्र अनेके ग्रन्थास्सन्ति तत्र लक्ष्यानुसारिग्रन्थाः लक्षणानुसारिग्रन्थाः इति द्विधा लक्ष्यानुसारिग्रन्थाः इत्युक्तौ लक्ष्यं किञ्चिद्वर्तते तद्दृष्ट्वा तदर्थं या प्रक्रिया कर्तव्या इत्युक्तौ तेषां सूत्राणां निरूपणं क्रियते लक्षणानुसारिग्रन्थाः इत्युक्तौ आदौ लक्षणानि उच्यन्ते लक्षण इत्युक्तौ सूत्राणि ज्ञायन्ते सूत्रार्थं दृष्ट्वा ज्ञात्वा तदुत्तरं सूत्रैः वयम् एकं लक्ष्यं साधयामः इत्येवं द्वेधा वयं ग्रन्थान् पश्यामः तत्र लक्ष्य लक्षाणुसारिग्रन्थेषु काशिका महाभाष्यं प्रथमावृत्तिः इति अनेकाः सर्वेभ्यः ग्रन्थेभ्यः अपि प्रमुखग्रन्थः इत्युक्तौ वयं मूल आकरः इति वदामः खलु सः ग्रन्थः अष्टाध्यायी एव पाणिनिमुनिभिः विरचिता लक्ष्य लक्ष्यानुसारिग्रन्थाः अपि अनेके सन्ति तत्र सिद्धान्तकौमुदी लघुसिद्धान्तकौमुदी मध्यसिद्धान्तकौमुदी अनन्तरं परिब परिभाषेन्दुशेखरः लघुशब्देन्दुशेखरः प्रौढमनोरमा इत्यादि अनेके ग्रन्थाः तत्र सिद्धान्तकौमुदी भट्टोजिदीक्षितैः रचिता प्रौढमनोरम प्रौढमनोरमापि तैरेव लिखिता लघुशब्देन्दुशेखरः परिभाषेन्दुशेखरः अनन्तरं सिद्धान्तमञ्जूषा लघुसिद्धान्तमञ्जूषा इत्यादिग्रन्थाः नागेशभट्टैः लिखिता वर्तते लिखिताः सन्ति इमाः कृतयः अपि च भूषणसारः इति सोपि ग्रन्थः कौण्डभट्टः इति वैयाकरणेन लिखितः वर्तते एवं अनेके ग्रन्थाः व्याकरणशास्त्रे उपलभ्यन्ते